मया आन्लैन् द्वारा यः नूतनयुतकम् आर्डर् कृतम् आसीत् तत् अद्य आगतमस्ति अहं तद्धृत्वा मम अग्रजायाः विवाहः आसीत् तत्र गत्वा गतवान् तत्र सर्वे एतत् सम्यक् अस्ति भवान् कुतः स्वीकृतवान् इत्यादिकं सर्वं मम पृष्टवन्तः अतः तत् द्रष्टुमपि बहु सम्यक् अस्ति अतः मम कृते तत् बहु इष्टं जातम् इति